मम प्रदेशे शिक्षणार्थं प्रधान व्यवस्था नाम प्राथमिकशाला प्राथमिकशालानाम प्रथमकक्षायाः आरभ्य सप्तमकक्षापर्यन्तं तत्र छात्रान् शिक्षकाः बोधयन्ति तत्र प्रधानशिक्षकः एकः भवति तेन सह शिक्षकद्वयं भवति तत्र शालाशुल्कं विशेषतः नैव भवितुम् अर्हति कुतः इत्युक्तौ कर्नाटकसर्वकारस्य नियमानुसारेण सप्तमकक्षापर्यन्तं छात्राः निःशुल्कं विद्यां प्राप्नुवन्ति तत्र कीदृशविषयाः पाठ्यन्ते इत्युक्तौ परिसरः विषयः गणितविषयः एवं विज्ञानविषयः एवं भाषाविषयाश्च तैः पाठ्यते अधिकजनाः गणितं पठन्ति सामाजिकविषयं पठन्ति विज्ञानं पठन्ति आङ्ग्लभाषां पठन्ति कन्नडभाषां पठन्ति एवं हिन्दीभाषाञ्च पठन्ति